हा हरिः ओम् नमस्ते हा चैत् ह हा एवम् एवं श्रीपतिः इति शृङ्गेरितः हा महोदयः एवम् एवं छायाचित्र स्टुडियो अस्ति कथं ज्ञातवत्यः भवत्यः हा हा अस्तु अस्तु ह्म् एवम् एवम् एवम् एवं इति सत्यं वा अस्तु अस्तु हां इदानीं किमपि भवतां गृहे भवतीनां गृहे कार्यक्रमः के अस्ति वा

कस्य ओ भवत्याः विवाहः वा हो अस्तु अस्तु कदा कदा कदा अस्ति फ़ेब्रवरि अन्तिम दिनाङ्के वा ट्वन्टिनैन् नवविंशतिः अस्तु अस्तु अस्तु तस्मिन् दिने कुत्र कुत्र विवाहः सिर्सि मध्ये वा अस्तु तत्र ग गणेशचौट्रि इति अस्ति खलु तत्रेव खलु अस्तु अस्तु आम् इतः अस्तु अस्तु आगच्छामः किन्तु अस्माकं छायाचित्रस्य धनम् एवं भवति दिनद्वयस्य कृते न्यूनातिन्यूनं दशसहस्रणि रूप्यकाणि भवन्ति पुनः तद् किं गमनागमनस्यापि टिए डिए दा दातव्यमेव भवति भवतीनां कृते

हा कृत्वा दातव्यम् अस्तु अस्तु तत्सर्वं तत् तस्मिन्नेव प्याकेज् मध्येव भवति चिन्ता नस्ति हा पुनः इतोऽपि कुत्र म एतस्य गृहे रिसेप्शन्स् कृते अपि अपेक्षते वा ओ दिन ओ दिनत्रयं तत्रेव आ न्यूनातिन्यूनं कति चित्राणि अपेक्षन्ते वन् फ़िफ़्टि चित्राणि अस्तु अस्तु प्रातः कदा आरभ्यते तत्र टोन्टिनैन् तमे दिनाङ्के नाम नवविंशति तमे दिनाङ्के प्रातः कदा सप्तवादने अस्तु सप्तवादनाभ्यन्तरे पुनः समाप्यते हा एवम् एवं हा एवम् एवम् एवं पुनः अस्माकं यदि लेट् भवति वयं नववादनपर्यन्तं तावदेव भवामः ततः परं यदि छायाचित्रं स्वीकरणीयं भवति तर्हि किञ्चित् अधिकं धनं प्रायः भवितुमर्हति हा भव् भवति अस्माकं समीचीनं यद्यथा अहम् अस्तु अस्तु अस्तु निश्चयेन आगच्छामः वयं हा